आं मम क्षेत्रे सर्वकारीयस्वास्थ्यसम्बन्धाः विविधसेवाः उपलभ्यन्ते यथा बालकस्य टीकाकरणयोजनाः महिलागर्भसंरक्षणसेवा एतेन प्रकारेण प्रचलति सर्वकारद्वारा मम क्षेत्रे सम्यक्तया वेद्यकीयसेवा प्रचलति सर्वकारीयवैद्यालयः तथा च विविधस्थाने सर्वकारीयाः औषधालयाः अपि चलन्ति मम क्षेत्रे एतेन प्रकारेण विविधस्वास्थ्यसम्बन्धिसेवाः प्रचलन्ति तस्य यदि प्राप्तुम् इच्छसि तर्हि ग्रामसेवकेन सह मिलित्वा अथवा सूचनाकार्यालये गत्वा मिलति अथवा सूचनाकार्यालये मिलति अथवा लब्धसम्पर्कद्वारा अपि सर्वाः सूचनाः मिलन्ति सर्वकारद्वारा ग्रामे ग्रामे गृहे गृहे गत्वा विविधस्वास्थ्ययोजनानां सूचनाः जनानां समीपे दीयते भारतदेशे उपचारसम्बन्धिविविधस्वास्थ्यस्य भिन्नभिन्नाः विभागस्सन्ति यथा सामुदायिकः स्वास्थ्यकर्मचारी पारम्परिक उपचारकः स्वास्थ्यकेन्द्रं तथा च वैद्यालयः अस्य मध्ये स्वास्थ्यकर्मचारी वैद्यः नर्सः तथा च अन्ये अपि सम्मिलिताः अस्ति